गृहनिर्माणसमये अहं वित्तकोशं गतवान् तत्र वित्तकोशः अधिकारिणः उक्तवन्तः भवान् लोन् प्राप्तुम् अर्हः भवते लोन् दद्मः इति अहं गृहनिर्माणसमये वित्तकोशात् लोन् प्राप्तवान् अस्मि एवं व्यापारे समये अपि

स्वीकर्तुं वित्तकोशं गतवान् तदापि ते अङ्गीकृत्य दत्तवन्तः कार् यानं समये अपि लोन् निमित्तं वित्तकोशं गतवान् आसं तदा अपि मम वेतनं कियत् आगच्छतीति दृष्ट्वा सर्वविधपत्राणि परिशील्य कार् याननिमित्तमपिं ते लोन् अङ्गीकृतवन्तः एवं स्वस्थानीयवित्तकोशात् बहुवारम् अहं धनं स्वीकृतवान् अस्मि